मम ग्रामः तावत् बृहन्नास्ति अतः तत्र पुनः सर्वेषां स्वकीयं गृहम् अस्ति सर्वे स्वगृहे एव निवसन्ति पुनः तत्र गृहसम्बद्धं भूसम्बद्धं वा व्यवहारः तावत् नास्ति तावत् व्यवहारः नास्ति किन्तु तत्र ये किं पठनार्थम् आगच्छन्ति उच्चशिक्षणार्थम् आगच्छन्ति तेषाङ्कृते लघुगृहं गृहं लभ्यते तत्र बाटकं पञ्चशतरूप्यकाणि तावदेव बहु बहु अस्ति इति नास्ति तत्र नगरमपि नास्ति सर्वं लभ्यते इति वत्तु नास्ति पुनः शिक्षणार्थं कार्यार्थं ये आगच्छन्ति तेषाङ्कृते तु लघुगृह गृहं लभ्यते आवश्यकपरिमाणे एव यत्र कति जनाः आगच्छन्ति तावन्ति गृहाणि न सन्ति तत्र केचन आगच्छन्ति तेषां कृते लभ्यते